मया एकम् ई बुक्स् आन्लैन् आर्डर् कृतम् आसीत् तद् सम्यक् तत्र किमपि नैव दृश्यमानमासीत् सम्यक् अक्षराणि अपि न आसन् अतः तद् ई बुक्स् सम्यक् नास्ति इति